साहित्यमीमांसादृष्ट्या संस्कृतस्य महत्तरं योगदानं किं इत्युक्ते संस्कृते षडङ्ग् वेदानि वेदाङ्गानि इत्यादि गृहित्वा सर्वे संस्कृतैव वन्तः तदर्थं संस्कृत मीमांसायां संस्कृते यदि पठामः चेत् तर्हि तस्य योगदानं सुन्दरमस्ति तथा तथैव संस्कृतमीमांसायाः अध्ययनेन संस्कृतस्य ज्ञानस्य अभिवृद्धिः तत् तता तत्र शास्त्राणां ज्ञानस्य च अभिवृद्धि भवति तदर्थं तस्य योगदानं महत्तरम् इति मम अभिप्रायः